मम प्रदेशे बहुबिस्तृतम् इतिहा विस्तृतः इतिहासः वर्तते तत्र होल्कर् वंशानां सिन्धियावंशानां अन्यत् बुन्देलखण्ड् वंशीयान् बुन्देला बुन्देलानां बघेला बघेलानां चन्देराणाम् इत्यादयः राज्ञाः अत्र आसन् मम कृते तेषु ये होल्कर् वंशीयाः राज्ञः आसन् तेषाम् अहं प्रभावितः तैः अहं प्रभावितः किमर्थम् इति तैः सामान्यजनानां कृते एव अधिकाधिककार्यं कृतं पुनः तैः माहेश्वरः इति स्थानं वर्तते तत्र भगवतः शिवस्य मन्दिराणां बहु सम्यक् रीत्या निर्माणं कृतं विश्वनाथस्यापि तेन पुनर्निर्माणं कृतं तत्र आसीत् अहिल्याबाईहोल्कर् सा मम प्रिया राज्ञ राज्ञी वर्तते